हरिः ओं महोदेय भवतः नाम किं मम नाम युवराज् फोकाव्करः अहं वस्तुतः रामटेक् नगरे प्रथमतया आगतम् अहम् अस्य नगरस्य विषये किमपि न जाने भवान् तस्मिन् विषयः भवान् तस्मिन् विषये मम मार्गदर्शनं करोतु तथा च नगरस्य परिचयं परिचयं परिचयमपि कारयतु भवान् अत्र कः विशेषः हा आम् आम् आम् अहमत्र परियटकः भूत्वा एव अत्र आगतः तस्मात् भवान् मम मार्गदर्शकः भूत्वा अस्य नगरस्य परिचयं कारयतु हा

ओ एवं वा हा ओ ओ अहो भाग्यमिदम् अहो भाग्यमिदं रामटेक् नस् नगरवासीयानां यत् तेषां सकाशे एव रामः अस्ति तर्हि अस्य मन्दिरम् अस्य मन्दिरस्य का का विशेषता

अच्छा भ्रमणार्थम् आगतः वा हा वनवासे वनवासे अच्छा ओ ओ अच्छा अवश्यम् अवश्यम् अहम् अहम् आम् अवश्यम् अवश्यम् अहम् अहं तत् मन्दिरमपि दिदृक्षे तथा च केन इदं मन्दिरं स्थापितमथवा निर्मितं तस्य विषये अच्छा अच्छा अस्मिन् नगरे कोऽपि तडागः वर्तते वा अस्मिन् नगरे कोऽपि तडागः वर्तते तडागः अथवा लेक् लेक् त त इन् मराठ्यां यत् तड् इति नाम्ना यत् ज्ञायते तत् तलाव् तलाव् हा आव् अच्छा आम् इदं परिसरं तु मया सम्पूर्णतया प्रेक्षणीयं तर्हि अस्तु वयं वयं तत्र आम्